अन्येषां नगर विद्यालयानाम् अपेक्षया अस्माकं ग्रामस्य अस्माकं नगरस्य च विद्यालयः बहु समीचीनम् अस्ति इति मम विचारः किमर्थमिति चेद् संस्कृतविद्यालयः अस्माकं ग्रामे ओडिशा राज्येव वर्तते अतः तत्र बहु छात्राणां कृते ज्ञानं नाम आधुनिकं ज्ञानं पुनश्च प्राचीनतमं पारम्परिकं ज्ञानमपि छात्राणां कृते तत्रैव दीयते अतः चित्रकला क् सङ्गणकशिक्षा नैके विषयाः तत्र शिक्षाज्ञानं कुर्वन्ति अतः अस्माकं विद्यालयः सम्यगस्ति पूर्वे तु सर्वकारीयः सः नासीत् सः एव विद्यालयः इदानीं सर्वकारीय विद्यालयत्वेन अस्ति अतः छात्राणां कृते भोजनादिकं व्यवस्था अपि तत्रैव भवति वस्त्राणि मुक्तरूपेण छात्राः पुस्तकादिकं प्राप्नुवन्ति अतः पुनश्च द शिक्षकः अपि छात्रान् उद्बोधयन्ति विविधेषु कार्येषु स्थलेषु च ते तान् स्वीकृत्य गच्छन्ति ते बहु पुरस्कारमित्यादिकं राज्यस्तरीय जिल्लास्तरीय च क्षेत्रेसु पुरस्कारादिकं प्राप्य इदानीं सर्वेषां जनानां कृते प्रशंसां ते प्राप्नुवन्ति अतः अस्माकं विद्यालयस्य सर्वे अपि गुणाः श्लाघनीयाः इति मे विचारः